स्वास्थ्यचिकित्सालयेषु अस्माभिः अस्माकं वारस्य प्रतीक्षा कर्तव्या भवति तथा च अत्यन्तं कठिनपरिस्थितौ चिकित्सालयस्य प्रमुखाय कथयित्वा तस्य लाभः गृहीतव्यः परिस्थितेः गम्भीरताम् अवगत्य सम्बन्धितप्रमुखाः अस्माकं साहायं करिष्यन्ति तावत्पर्यन्तं समाधानतया व्यवहारः कर्तव्यः भवत्येव